अहं कर्नाटकराज्यतः अस्मि अस्मिन् प्रदेशे तु भरतमुनेः भरतनाट्यं कर्नाटकशास्त्रीयसङ्गीतं तथा स्थापत्यशास्त्रं बहुधा दृश्यते भरतमुनेः नाट्यशास्त्रम् अनुसृत्य कृतः भरतनाट्यं तथा कर्नाटकशास्त्रीयसङ्गीतस्य कर्नाटकशास्त्रीयसङ्गीते संस्कृतस्य योगदानं तु प्रायशः दृश्यते एव कृतयः तथा श्लोकाः सर्वे संस्कृते एव सन्ति पूर्वं स्थापत्यशास्त्रम् अनुसृत्य एव शिल्पकलाः तथा देवालयाः निर्मिताः वर्तन्ते अत्र